नमस्कारः अहं जयन्तः अहं भवतां भोजनालयतः स्वेगीद्वारा रोटिकां सूपं स्वाकं पनिर् मटर् मसाला वार्डर् कृतवान् इदानीं प्राप्तवान् अत्र रोटिका अधिका तैलयुक्ता सूपः दुर्गन्धयुक्तः पनिर् मटर् मसाला अधिकः कटुः वर्तते अत्र प्रेषितं भोजनं किमपि खादितुं युक्तं नास्ति अतः एतद् भोजनं नीत्वा समीचीनं भोजनं मां प्रेषयन्तु नो चेत् धनं प्रत्यर्पयन्तु इति प्रार्थये